हरि ओं नमो नमः कः वार्तालापं करोति किं जातं भोः महोदयः किमर्थं भोः किमर्थं भोः इदानीं सर्वेपि शीघ्रमेव विवाहं कुर्वन्तः सन्ति तत्रापि प्रेमविवाहः अधिकं दृश्यते भवतः किं जातं शीघ्रं विवाहं कर्तव्यं खलु गृहस्थाश्रमः पुण्याश्रमः इति वदन्ति खलु अतः ग्रहस्थाश्रमं प्रवेशतु किञ्चित् प्रविशतु किं भवति

एवं वा चिन्तां न करोतु मा करोतु चिन्तां त्यजतु एषा नास्ति चेत् अन्या लभ्यते एव अस्मिन् लभ्यन्ते भोः वि विशाले विश्वेस्मिन् बालिकानां सङ्ख्या न्यूना अस्ति वा ललाटलिखिता रेखा परिमार्ष्टुं न शक्यते इति अस्मत्पूर्वजाः उक्तवन्तः एषा नास्ति चेत् अन्या लभ्यते एव सः ब्रह्मः सः सः ब्रह्मः चतुरः अस्ति अस्माकं सर्जनावसरे एव एक अस्य कृते एषा इति एकां सृजति एव अतः भवान् अधिकं चिन्तां न करोतु भोः या कापि लभ्यते एव अतः भवतः विवाहः भवत् भवतः विवाहः भवत्येव अहमपि पश्यामि यत्र कुत्रापि बालिकाः सन्ति विवाहार्थं सिद्धाः चेत् सूचयामि तत्रापि अस्माकम् एतदपि भवेत् खलु गृहे अपि पितरः एनां एनं एषा सम्यकस्ति इति तेषामपि अनुमतिः अपेक्षते आम् अस्मत् ज्येष्ठानां ज्येष्ठानमपि अपेक्षते ते केपि सन्ति चेन् तानपि अहं किञ्चित् निवेदयामि एवम् ए एषः अस्ति एकः बहु सम्यकस्ति बहु अधीतवान् सम्यक् सम्यक् अस्ति एषः किञ्चित् सम्यक् धनमपि अर्जयति एवं बेङ्गलूरुनगरे एव अस्ति सम्यक् अस्ति एवमेवम् इति वदामि किञ्चित् भवान् अस्तु सा अङ्गीकरोति चेत् भवन्तमपि सूचयामि किञ्चित् ये केपि लभ्यन्ते तु अहमपि अन्विषामि चिन्तां न करोतु चिन्तां त्यजतु भोः तस्यै तदेव चिन्तां कुर्मः कुर्मः चेत् अस्माकमेव शिरोेवेदनामेव जातः अधिकं चिन्तनं न कर्तव्यं

सर्वापि त्यक्तव्यं बाधः सर्वेषां भवत्येव बाधः सर्वेषां भवत्येव सुखं दुःखं तदेव गीतायामुक्तं खलु सुखदुःखे समे कृत्वा लाभालाभौ जयाजयौ इत्युक्तवन्तः गीतायामपि श्रीकृष्णः उक्तवान् एवं बोधना प्राप्यते एव अस्तु अस्तु अहमपि अन्विषामि या कापि लभ्यते चेत् शीघ्रं सूचयामि चिन्तां न करोतु धैर्यं स्वीकरोतु अस्तु मिलामः महोदयः